हरि ओं

अधुना प्रति गन्तव्यमस्ति

आमामां नाग्पुरे एव उपवेशामि अहमुपविशामि अत्र उपविशामि अहं स्था सामानं कुत्र स्थापयामि मम बालिका अस्ति तत्रापि रूप्यकाणि तत् ददामि वा

चा स्ति स्त्रियाणां क्रुते आरक्षणमस्ति वा धनं धनं कति दद्मी दास्यामि एवमेवं

अधुना अधुना बहवः समयः अभवत्

एवम् एवं

नाग्पुरे नाग्पुरे गच्छामि

अहं तु शृणोमि स्रियानां कृते अर्धं रुप् धनम् वर्तते एवं वा एवं वा

एवम् एवं चल शीघ्रं शीघ्रं चलतु अहं गन्तव्यं शिबिरमस्ति एवं

बहू ए सी अस्ति वा अस्यां याने बहु घर्मः जातः मम पुत्र्याः बहु बुभुक्षा अस्ति तर्हि का किमपी उपाहारगृहं दृश्यते तर्हि तत्र गन्तव्यमस्ति एवं वा चलति अत्र बहवः जनाः दृश्यते बहु रश्शः अस्ति अद्य लोकयाने सम्मर्दः बहु अस्ति आमाम् आमां अधुना एवं यानं कुतः कुतः आगतः एवं वा

एवं वा तर्हि यानस्य टि टिकिटः बहु धनं व्ययः भवेत् अधुना किं करणीयम्